हलो आ नमो नमः भ्रातः अहं सुनयना अस्मि अहं हिमाचलप्रदेशीया अस्मि अहं राजस्थाने नूतनतया आगतवती अत्र भोजनार्थं किं किं लभ्यते ओ हो तु दाल्बाटिचूर्मा तत्तु राजस्थानस्य प्रसिद्धं भोजनं वर्तते न अरे तर्हि चूर्मा कथं निर्मीयते अत्र भिन्नं किमपि भवति वा अन्यत् बाटि इत्यत्र किं भवति अन्य त् अन्यत् यत् दाल् भवति तद् पृथक् भवति किञ्चित् अथवा यथा सर्वत्र भवति तथैव अच्छा एवं वा अन्यत् अत्र अन्यत् किं किं प्रसिद्धमस्ति ए एतत् भोजनं त्यक्त्वा अव्लिल् अरे एवं वा तर्हि अवलेहे अवलेहस्य कस्य कस्य अवलेहः प्रसिद्धमस्ति भोः अरे केर् एतत्तु हा मयापि श्रुतं केर् इत्यस्य कृते तु केर् कथं निर्मीयते केर् कथं भवति अवलेहः

मया मया श्रुतमासीत् पुनः जम्बीरफलस्य यत् अवलेह् भवति तत्र तु द्विधा भवति ना किमपि एवमेव आसीत् मिक्तं तिक्तं एवम् न एवमस्ति किमपि न अन्यत् अद्य अहं किं खादामि मम तत्र किं भोक्तव्यम् अद्य राजस्थानस्य दालबाटिचूर्मा तत्र मसाला वाटि अपि भवति कदाचित् अस्त्

अस्तु तर्हि अद्य तु अहं दालबाटिचूर्मा एव खादिष्यामि अस्तु अस्तु धन्यवादाः धन्यवादः धन्यवादः खादिष्यामि